अस्माकं भारतीयकलानां प्रोत्साहः कथं करणीयम् इत्युक्ते बहवः विद्वांसः कलाप्रेमिनः ये अत्र सन्ति ते सर्वे अपि यदा कदापि समयं लभ्यते चेत् नो चेत् स्थलं लभ्यते चेत् तत्र आगत्य बहवः प्रसिद्धस्थलानि अपि सन्ति तत्र कांसर्ट्स् रीत्या नो चेत् किमपि कलाविषये वार्तालापं सम्भाषणं कर्तुं यदि आयोजनं क्रीयते चेत् बहवः जनाः अपि सम्मिलन्ति तत्र एव अस्माकं कलानां विषये यदि वदति चेत् बहु सम्यक् भवति परन्तु अद्यतनकाले किं भवति इत्युक्ते कुत्रापि अन्यस्थलाः जनाः अत्र आगत्य कांसर्ट्स् रीत्या ददाति विद्यालये तत्र कार्यालये ये सर्वे तत्रतः आगत्य कांसर्ट्स् ददाति परन्तु अस्माकं देशे बहवः जनाः सन्ति किल ते एव आगत्य यदि एतत् सर्वं क्रीयते चेत् अस्माकं भारतीयकलानां रक्षणम् अपि भवति नूतनजनानां कृते प्रोत्साहः रीत्या अपि भवति